मम अत्यन्तम् इष्टक्रीडा धावनम् इति धावनं मम इष्टक्रीडा किमर्थम् इति प्रश्नः तत् धावनार्थम् अधिकजनाः आवश्यकं नास्ति तत् मध्ये स्व एव धावनार्थं गच्छामः अनन्तरं धावनार्थम् अधिकजनस्य आवश्यकम् एव नास्ति पुनः धावनार्थं वा अद्य धावनस्य अद्य प्रेक्टिसार्थम् अधिकजनस्य आवश्यकं न अस्ति तत्कारणे धावनं अधिकं रोचते मया अनन्तरम् धावनक्रीडाः सङ्घरूपेण नास्ति केवलं व्यक्तिकरूपेण अस्ति तत्कारणे अपि सः रौचते व्यक्तिकरूपेण अस्ति तत्कारेणे कः अपि समय अस्ति स्वमणं वदन्ति तर्हि स्वमणेन धावनस्य अध्यनार्थं गच्छामः अनन्तरम् तत् मध्ये यानि व्यक्तिकक्रीडायाः मध्ये शीटिङ्ग् अपेस् अधिकं नास्ति तत्कारणे क्रीडा व्यक्तिक्रीडा रोचते इति